नमस्कारः अस्माकं राज्ये विभिन्नकलाप्रकाराणाम् पठनार्थं ये ट्वेल् नाम्ना एका सेवा संस्था अस्ति केट्वेल् इत्युक्ते तत्र य अन्तः अन्तः वयं गन्तुं च ग गन्तुं चेत् पूर्वनाम् पूर्वनाम्नां तत्र प्रीस् कूल् टीचर् ट्रैनिङ्ग् तेल् नाम्ना एव प्रिस्कूल् टीचर् ट्रैनिङ्ग् प परन्तु तत्र अन्तः वयं गन्तुं चेत् सर्वः आर्ट् आण्ड् क्राफ्ट् रूपेण अभ्यासं ते दत्तमस्ति पाठयितुं ये शक्नोति आर्ट् एण्ड् क्राफ़्ट् इत्युक्ते का काः काः पुनः अस्माकं प्रश्नः काकः इत्युक्ते मृत् मृत् स्वीकृत्य ते मृत् मृत् उपयोगं उपयोगं मृत् उपयोगं कृत्वा अभ्यासं कथं कानि कानि अभ्यासानि करणीयं ते दर्शयन्ति अस्माकं कृतं कृत करिष्यन्ति अस्माकं कृते अपि ते कारयन्ति अनन्तरं वृत्तु अनन्तरं पयोहिमं पयोहिमस्टिक्स् अस्ति खलु प्रयो पयोहिमस्टिक्स् स्वीकृत्य आक्टिविटि आचिड् इत्युक्ते अभ्यासं कथं करणीयम् कथं के कानि कानि दर्शये दर्शनीयमिति ते द अभ्यासमपि से ते दत्तमस्ति अहमपि एतत् ट्रैनिङ्ग् कृतवती बहु सम्यक् रूपेण ते अभ्यासम् दत्तमस्ति अनन्तरं पयोहिमं अनन्तरं गृह गृह उपकरणं गृकेचन वस्तूनि स्वीकृत्य अभ्यासानि कथं करणीयम् इति अपि ते दत्तमस्ति अहं तत्र गत्वा मौक्तिकमस्ति खलु आ मौक्तिकं स् स्वीकृत्य एकं चित्रम् एकं चित्रम् अङ्कनी प्रथमं अङ्कनीकृत्य पुस्तके लिखित्वा अनन्तरं तानि उपरि मौक्तिकं मौक्तिकम् इतपेष्टि पेश्ट् आ स पेश्टिति उक्तवति क उक्तं खलु आ पेश्ट् एतत् ब्लु माध्यमेन पेश्ट् कृत्वा तच्चित्रं बहु सुन्दररूपेण से आ कथं करणीयमित्यपि ते अभ्यासं दत्तमस्ति एतदृशरूपेण ते गृहो उपक गृह सम्बन्धितवस्तूनि स्वीकृत्यापि ते अभ्यासं दत्तमस्ति ब अस्तु